अहं संस्कृतसम्भाषणं कर्तुम् बहु इच्छामि कदापि संस्कृतसम्भाषणे समस्या आगच्छति किमर्थम् इत्युक्ते अहं संस्कृतं पाठरूपेण पठितवति संस्कृतभारत्याः परीक्षामपि लीखितवति परन्तु संस्कृते सम्भाषणं कुर्मः इति प्रारम्भं करोमि चेत् तत्र प्रथमं तु शब्दस्य शब्दस्य न्यून न्यूनता शब्दस्य विषये मम ज्ञानं न्यूनं अन्यद् तु व्याकरणरीत्या अहं सम्यक् वदामि वा न वा इति सर्वदा सन्देहः आसीत् तदर्थं सम्भाषणे सर्वदा समस्या आसीतेव लेखनसमये तु प्रायः सन्देहः कष्टं किमपि न आसीत् अहं स्क्रिप्ट् अपि सम्यक् जानामि लेखनसमये किञ्चित् चिन्तयित्वा लिखामि इति कारणेन तत्र समस्या न भवति सम्भाषणसमये अन्य अन्यव्यक्तिः यस्य सह वयं सम्भाषणं कुर्मः सः अस्माकं सम्भाषणे दोषः अस्ति इति वदति वा इति सर्वदा किञ्चित् मनसि सन्देहः अस्ति परन्तु सम्भाषणं करणीयम् इति मनसि इच्छा तु अस्ति तदर्थं तस्याः समस्यायाः परिहारं कथं करणीयम् इति अहं सर्वदा प्रयत्नं कुर्वन्ती अस्मि